ह हरिः ओम् अहं मीनाक्षी इति मीनाक्षी इति किञ्चित् ब भवत्याः सहाय्यम् आवश्यकमासीत् अस्माकं नगरे ग्रन्थालयः अस्ति किन्तु इदानीं समीचीनं नास्ति अतः ग्रन्थालयस्य सम्यक् उपयोगार्थं भवत्याः सहाय्यम् आवश्यकम् आसीत् कानिचन पुस्तकानि आवश्यकम् आसीत् एवं बहवः विषयोः भवत्याः साकं चर्चां करणीया भवती कदा मिलति कथं सम्पर्कं करणीयम्

मम सखी उक्तवती सा सम्यक् यत्किमपि कार्यं करिष्यति सम्यक् करिष्यति तस्याः सहाय्यं स्वीकरोतु स्वीकरोतु इति उक्तवती ह्

अत्र ग्रन्थालये बालादारभ्यवृद्धाः अपि आगमिष्यन्ति युवकाः अपि आगमिष्यन्ति युवत्याः अपि आगमिष्यन्ति तेषां कृते तेषां रुचिः ए अस्ति तादृशानि पुस्तकानि आवश्यकानि कथम् इत्युक्ते लघुबालाः चेत् कार्टून् इव पिक्चरैसर् पुस्तकं भवति चेत् वर्णचित्रं भवति चेत् ते आनन्देन पठन्ति ते अतः तादृशानि पुस्तकानि युवकानां कृते यदावश्यकं तादृशानि पुस्तकानि किञ्चित् ज्येष्ठाः ते आध्यात्मिकपुस्तके तेषां रुचिः भवति तादृशानि पुस्तकानि आवश्यकानि आसीत् इदानीं सन्ति किन्तु कानिचन एव सन्ति अधिकम् आवश्यकमासीत् कृपया भवती सहाय्यं कर्तुं शक्यते किल

अस्तु अस्तु धन्यवादाः मिलामः